मम समुदायः लिङ्गायतसमुदायः तस्मिन् बसवण्णः इति एक एका व्यक्तिः बहुमुख्यः मुख्याव्यक्तिः इति प्रसिद्धः सः बहून् जनान् बहुविधरूपेण प्रेरितवान् सः जीवनस्य विषये बहु सम्यक्रूपेण बोधितवान् सः पद्यरूपेण जीवनस्य मौल्यं विलिख्य जनान् बोधितवान् तेन बहवः जगति विद्यमानाः जनाः प्रेरितास्सन्तः तस्य विषये अधिकां प्रीतिम् अधिकं विश्वासं च प्रदर्शयन्ति तेन बसवण्णस्य प्रसिद्धिः अधिका एव जाता एवं सः जनान् बोधयति इति कृत्वा जनाः अपि प्रेरिताः सन्ति